मम प्रदेशे राजकीयपक्षः वर्तते भारतीयजनतापक्षः परन्तु अस्माकं राज्ये काङ्ग्रेस् पक्षः वर्तते अर्थात् अस्माकं प्रदेशे विद्यमानस्य पक्षस्य अस्माकं राज्ये विद्यमानस्य पक्षस्य च वैरुध्यं सम्पद्यते अतः अस्माकं प्रदेशे विद्यमानस्य जनप्रतिनिधिः यः सः किमपि कर्तुमिच्छति तस्य सहयोगः सम्यक्तया न लभ्यते राज्यपक्षतः यतोहि तत्र काङ्ग्रेस् वर्तते इदानीम् अस्माकं जनप्रदिनिधिः कः नाम प्रताप्सिंह आसीत् परन्तु सद्यः आर् के कुशल् वर्तते सः बहु बुद्धिमान् युवा वर्तते अतः तस्य तस्मिन् उत्साहः बहु अस्ति बहु बहूनि कार्याणि सः स्वयं सम्पादयति कथञ्चित् ग्रामे विद्यमानानां ज्येष्ठानां सकाशात् दानं स्वीकृत्य दानवत् स्वीकृत्य ततः ग्रामे अभिवृद्धिम् अस्माकं प्रदेशे अभिवृद्धिं कुर्वन्नस्ति एतादृशाः अपेक्षिताः समीचीनाः कार्यकर्तारः सः सः सद्यः एव कृतः कृता एका अभिवृद्धिः नाम अस्माकं प्रदेशे एकं क्रीडाङ्गणं निर्मितवान् यत्र सर्वविधबालकानां बालिकानां च विध्यार्थीनां विद्यार्थीनां च सौलभ्यं भवितुमर्हति तथा इतोपि पुनः सः मातृ मातॄणां कृते एव भिन्नं प्रदेशं यत्र तेषां सञ्चलनार्थं सम्यक् तथा कृतवान् अस्ति अन्तर्जालव्यवस्था बहु सम्यक् अस्ति विद्युत् व्यवस्थामपि सम्यक् पश्यन्नस्ति यथा वृथा विनाकारणेन विद्युदः निवारणम् अथवा विद्युदः स्थगनं न सम्पद्यते तथा पश्यन्नस्ति पुनः सः

सरळः वर्तते इति वक्तुं तस्य गृहं पश्यामः चेदेव ज्ञायते तस्य तु एतावता षष्टिः वर्षाणि अपेक्षा अधिकानि वर्षाणि सञ्जातानि तद्गृहस्य इतोपि तस्य नूतनीकरणं न कृतवानस्य सः यथा अस्ति तस्मिन्नेव स्वपरिवारं यावत् शक्तिः यावदपेक्षितं तावदेव सौख्ये रक्षन् ग्रामस्य प्रदेशस्य च अभिवृद्धिं कुर्वन्नस्ति बहु कार्यं करोति सः इतोपि एकः विषयः नाम अयं युवा अस्ति तर्हि अस्य कृते युवकानां बहु सहायः लभ्यते तस्य च उपयोगं सः दूरवाणीतः यत्र युवकानां कृते यावत् शीघ्रं प्रापयितुं शक्नोति सः स्वविचारान् स्वकार्यं स्वकार्ये सहाय्यञ्च तस्य तु युवसङ्घः बहु सम्यगस्ति बहु कष्टेन निर्मितवान् बहु कष्टम् अनुभूतवान् परन्तु इदानीं सर्वे प्रदेशस्थाः तम् अस्माकं प्रतिनिधित्वेन अङ्गीकृत्य तस्य सहाय्यञ्च वयं सर्वे कुर्वन्तः स्मः कुत्रापि इदानीं तावत् अव्यवस्था नैव दृश्यते सर्वत्र ग्रामे स्वच्छता नगरे सम्पूर्णतया स्वच्छता भवति पुनः यानानां विषये अपि सञ्चालकाः सम्यक् सञ्चरन्ति कुत्रापि अपघातः न भवति तथा सः कर्तुम् अपि नूतनान् आयोजनान् आनीतवान् अस्य च अस्य श्लाघनं कुर्वन् अहं मम जनप्रतिनिधिन् जनप्रतिनिधिः यः अस्माकं जनप्रतिनिधिः तस्य सहयोगं दातुमिच्छामि इति उक्त्वा